ये सङ्गीतम् अभ्यस्तुम् इच्छन्ति यथा स्वकीयगायनकलायां वर्धयितुम् इच्छन्ति तेषां कृते मम मार्गदर्शनम् इत्युक्ते अहं तु तथा गायनशीला नास्मि किन्तु अहं चिन्तयामि यत् ये जनाः अभ्यस्तुम् इच्छन्ति ते गायनवर्गम् गन् गन्तुम् इच्छन्ति चेत् तेषां वर्धनं भवितुम् अर्हति स्वकीयगायनकला वर्धयितुं ये जनाः इच्छन्ति ते प्रातःकाले उत्थाय षड्ज तथा च या हार्मोनियम् इत्युक्ते पे हार्मोनियम् अस्ति तत्र ते जनाः वादयितुं शक्नुवन्ति तथा च ते सम्यक्रीत्या गातुं शक्नुवन्ति प्रातः काले विविध गायकानाम् गीतमपि श्रोतुं शक्नुवन्ति तेन तेषां सङ्गीतस्य वर्धनम् अपि भवति सङ्गीतं ये अभ्यस्तुम् इच्छन्ति ते स्वगायनं तथा च लेखनम् अपि कर्तुं शक्नुवन्ति चित्रपटगीतं तथा च भावगीतं तथा च सुगमसङ्गीतं तेषामपि तेषामपि अध्ययनं ते कर्तुं शक्नुवन्ति तेषाम् अध्ययनेन तस् तेषां सङ्गीतस्य तथा च स्वराणाम् अध्ययनं सम्यक् भवति स्वराणाम् अध्ययनेन एव ते अग्रे किमपि पठितुं शक्नुवन्ति यथा तान्पुरा अस्ति हार्मोनियम् अस्ति तब्ला अस्ति वाद्यानाम् अध्ययनमपि तस्य कृते आवश्यकमस्ति स्वकीयगायनकला वर्धयितुम् एतत् सर्वम् आवश्यकमस्ति